मम गृहे विद्यमानानि विद्युपकरणानि कानि इति यदि क्रमशः चिन्तयामि प्रथमतः मया उपयुज्यमानं मोबैल् यन्त्रम् अपि विद्युदुपकरणमेव अतः तत्तु अपेक्षितं सर्वैस्सह भाषणार्थम् एतादृश रेकार्डिङ्ग् अथवा ध्वनिसङ्ग्रहार्थं सर्वविधकार्यार्थं तत्तु अपेक्षितमेव एवञ्च तत्तु बहोः कालात् वर्तते तेन विना अन्यत् किमस्ति इति यदि चिन्तयामि मम गृहे अस्ति तत्र वस्त्रप्रक्षालनयन्त्रम् वस्त्रप्रक्षालनयन्त्रं किमर्थम् अपेक्षितम् अभवत् यदा प्रतिदिनं कार्यालयार्थं गन्तव्यं सर्वैः अपि तत्र किमपि कार्यम् अन्यत्र गन्तव्यं भवति कार्यं कर्तव्यं भवति एवञ्च वस्त्रप्रक्षालनम् इति इदं कार्यम् अत्यन्तं क्लिष्टम् इति तेन कारणेन प्रतिभाति प्रतिदिनं वस्त्रप्रक्षालनार्थं सर्वत्र सुविधा व्यवस्थापि न भवति अतः वस्त्रप्रक्षालनयन्त्रस्य आवश्यकता उत्पन्ना तस्मात् वक्षः वस्त्रप्रक्षालनयन्त्रस्य क्रयणं कृतं ततःपरं क्रमेण यथा नगरेषु वसामः तदा इत्येव प्रतिदिनं गत्वा शाकानां क्रयणं कर्तुं न शक्नुमः सप्ताहे एकवारं गत्वा सर्व अपेक्षितानां शाकानां क्रयणं क्रियते तस्य सङ्ग्रहणं क्रियते किन्तु यदा तत् सङ्गृह्णीमः तदा सामान्यतः तत् नष्टं भवति यथा नष्टं न भवेत् सप्ताहं यावत् तथा तत् सङ्ग्रहीतव्यं तदर्थं तत्र रेफ़्रिजरेटर् इति यत् उच्यते शैत्यं शैत्यं शीततानियन्त्रणयन्त्रं शैत्यनियन्त्रण औष्ण्यनियन्त्रणयन्त्रं यत्किञ्चित् पदं प्रयोक्तुं शक्येत तादृशस्य यन्त्रस्य आवश्यकता उत्पन्न अतः तदपि यन्त्रं गृहं प्रत्यागतम् तेन सह किमपि तत्र का चर्चा सम्प्रति जगति चर्चा वर्तते एवं कदाचित् किमपि कश्चन कार्यक्रमः क्वचित् भवति तत् अस्माभिः द्रष्टव्यं यूट्यूब् इत्यादिषु केचन कार्यक्रमाः वर्तन्ते तत् अवलोकनीयम् अथवा अत्र किञ्चित् भाषणं श्रोतव्यं केचन विषयाः ज्ञातव्याः तत्सर्वं करणीयं चेत् सर्वमपि तत्र जङ्गमदूरवाण्या एव निर्वोढुं न शक्यते अतः क्रमेण अस्माकं गृहं प्रति अलेक्सायन्त्रमपि आगतम् यत्र यूट्यूब् इत्यादीनां दर्शनं शक्यते ध्वनेः श्रवणं गीतानां श्रवणं शक्यते इत्येवं क्रमेण तदपि विद्युत् उपकरणं गृहं प्रत्यागतं तेन सह वस्त्राणां तत्र औष्ण्यवस्त्राणां सम्यक्तया व्यवस्थापनार्थं तत्र उष्णीकरणयन्त्रं यत् भवति तदपि गृहे गृहं प्रत्यागतम् एवं कम्प्यूटर् लेप्टाप् इत्यादीनि अपि गृहं प्रति प्रविष्टानि विविधकारणवशात्